स्वास्थ्यरक्षणे तरणस्य पात्रं किं वदामः मनुष्यः मनुष्यस्य कृ मनुष्यस्य

जले व्या जलव्यायामः इति भवति तरणं जलव्यायामम् इति भवति यदा वयं जले त तरणम् यदा वयं जले तरणं कुर्मः तदा अस्माकं देहः चलने ब चलने भवति तदा हस्तम् चालयामः अनन्तरं पादं चालयामः तेन कारणेन पादस्य कृते वा हस्तस्य कृते वा देहस्य कृते वा उत्तमतया व्यायामः भवति यदा उत्तमतया व्यायामः भवति अस्माकं शरीरमपि उत्तमं भवति यदा शरीरम् उत्तमं भवति स्वास्थ्यमपि उत्तमं भवति तैः एतादृशे स्वास्थ्यरक्षणे तरणमपि बहु

तरणसमये व अस्माभिः वयं जले ब भवामः चेत् अस्माभिः जलं न मा पीतव्यं तेन उच्छ्वासः निश्वासः उत्तमतया करणीयं तदा एव उत्तमतया तर्तुं शक्यते जलस्य उपरि वयं किं वदामः तरणं तरणं तरामः तरणं कुर्मः चेत् अस्माकं उच्छ्वासः निश्वासः उत्तमतया भवितव्यं तेन तदा उच्छ्वासः निश्वासः उत्तमतया भवति चेत् हृदयभागः वा श्वासकोशभागः वा उत्तमतया भवति तदा तस्य कारणार्थं तरणं व्यायामं तरणव्यायामं उत्तमं भवति यदा पूर्वे उक्तवान् स्वास्थ्यरक्षणे अस्माकं देहरक्षणे अस्माकं जीवनार्थम् आवश्यकमेव देहरक्षणार्थं व्यायामं करणीयं व्यायामः बहुविधः भवति तत्र तरणमपि एकः व्यायामः भवति तद् व्यायामम्

तरणमपि एकं क्रीडा इति उक्त्वा ओलम्पिक्मध्ये अपि स्थापितवन्तः एतद् सर्वे उत्तमतया भवति अस्माकं स्वास्थ्यरक्षणे तरणेन कारणेन उत्तमतया भवति